हरिः ओम् ओहो हा हरिः ओम् कुशलं वा कुशलम् अहमपि कुशलम् अहमपि कुशलम् अस्मि अहमपि बहूनि कुशलमस्मि एकः मम विज्ञापनः अस्ति मम उत्तमाधिकारी बव् भव् भवती एव मम उत्तमा उत्तमाधिकारी भवत्येव तदर्थं तन्निमित्ते एकः मम अपेक्षितमस्ति एकः मम अपेक्षितमस्ति तद्

सत्यं सत्यं षण्मासात् पूर्वमेव षण्मासात् पूर्वमेव अहं तत्र आगतः अत्र आगतम् उत्तमरीत्या अहं कार्यमपि करोति भवती अपि जानात्येव परन्तु वेद् परन्तु मम व्याकुलः ईदृशः भवति त्रयः व्याकुलः अस्ति प्रथमव्याकुलः किमिति चेत् मम पुत्रपुत्र्योः अध्ययनार्थम् अहं कोयमत्तूर् नगरं गन्तुमिच्छामि किमर्थमिति चेत् तत्र तेषां विषये तेषाम् उत्तमाध्ययनविषये स्पेशलैस् स्कूल्स् अर्थात् तद्विषये एव संशोधनं कर्तुं शालाः कोयमत्तूर् नगरे अधिकं भवति इति एकः विषयः सन्ति एव सत्यं सत्यं सत्यं सत्यं उत्तमं तत् सत्यं तन्निमित्ते अहं द्वितीयकारणं वदामि द्वितीयकारणस्य प्रथमकारणमहम् आवयोः उभयोः सम्बन्धम् अस्ति द्वितीयकारणं किमर्थमिति चेत् मम मातापित्रोः पित्र्योः अधिकं वयः अभवत् मम पिता एकः हृदयरोगिष्टः अस्ति तेषां हृदये एकः पेस्मेकर् परन्तु अर्थात् एकः यन्त्रमपि तेषां स्थितं तेषां हृदये हा अहमेकमेव पुत्रः तेषां बहूनि पुत्राणि नास्ति अक् अहमेकमेव पुत्रः तेषां तन्निमित्ते मम धर्मः एषः किं धर्मः मम धर्मः पुत्रधर्मः किमि किमिति चेत् तेषां वयोकाले वृद्धो वार्धक्ये अहं तेषां तेषां वार्धक्ये श्रु श्रूयतां श्रूयतां तेषां वार्धक्ये तेषां परिपालनं तेषां सेवां कर्तुमिच्छामि तद्द्वितीयकारणः उत्तमम् अहं हस्ताक्षरमेव कृत्वा भवत्याः समीपे एव अहं लेखितुं दत्तवान् परन्तु मम पिता अपि मम पिता तेषाम् आरोग्यम् एषु दिनेषु अतीव न्यूनम् अभवत् इति अहं दृष्टवानेव तत्र गत्वा कोयम्बत्तूरुनगरं गत्वा केजि होस्पिटल् मध्ये तेषां पेस्मेकरपि इदानीमेव एकमासात् पूर्वमेव तेषां हृदये स्थापनम् इति भवत्यपि जानात्येव अहं तेषां विषये सर्वं पत्रं तेषां दर्शनार्थमहं दत्तवानेव तन्निमित्ते एव अवसरमभवत् तन्निमित्ते एव अवसरमभवत् तन्निमित्ते एव झटिति अहं तत्र गच्छ् गन्तुमिच्छामि उत्तमम् उत्तमं हरिः ओम् हरिः ओम्